मम किमपि कार्यं साधयितुं शक्तिरस्ति परन्तु तत्र या यत् कर्म क्रियते तत् कर्मणः विषये प्रथमेव अहं वदामि तत् न वक्तव्य्यं संस्कृतभाषायां कथयन्ति मनसा चिन्तितं कार्यं वाचा नैव प्रचारयेत् प्रचारयेत् इति अतः तत् न वक्तव्यं कदाचित् बहु वार्तालापः क्रियते तदा न कर्तव्यम् इति भाषणानन्तरं मनसि आयाति